अत्र भारतस्य जनसञ्चारव्यवस्था इति पश्यामः चेत् किञ्चित् शोचनीया एव अस्ति यतः अत्र जनाणां संख्या तु प्रायशः त्रिंशत् अधिक एकशतकोटि उपरि जनाः सन्ति किन्तु सर्वेषामपि एवं जनसञ्चारव्यवस्था अस्ति वा इति चेत् तन्नास्ति इत्येव वक्तव्यं तथापि निरन्तरं प्रयतमानाः सन्ति अत्रत्य ज्येष्ठ्याः एवं पश्यामः चेत् किञ्चित् धनरित्या आर्थिकदृष्ट्या पश्यामः चेत् रेल् याणं तु किञ्चित् मूल्यं न्यूनमस्ति तद् पश्यामः चेत् लोकयानानि तदन्तरम् यदि पश्यामः अनन्तरम् आटो इत्यादिकचालनस्य तु अस्ति एव किन्तु तत्र जनसंख्या आधारित यानानि न लभ्यन्ते इति कारणेन बहुत्र सम्मर्धाः नो चेत् एकस्मिन् याने एव बहवः जनाः इति सम्मर्धः इति एकं तु सर्वत्रापि दृश्यते अनन्तरं बहवः इदानीं यानानां क्रयणमपि कुर्वन्ति तेन यानानां गमणागमणव्यवस्थापि अत्र सुदृढा नास्ति इत्येव वक्तुं शक्यते यतः कुत्रापि गच्छामः विशेषतया प्रातः सायं यदा गच्छामः बहवः जनाः स्वकार्यार्थम् इतस्ततः गच्छन्ति तदा बहुत्र यातायात तत्र बद्धः अपि बहुत्र दृश्यते तेन बहुसमयमपि अस्माकं सकाशात् तत् स्वीकरोति यदि तत्र गुणाधीनं किमपि करणीयं चेत् एकं तु तत्र मार्गस्य सुव्यवस्था भवेत् तेन सह तत्र यानानां संख्यावर्धनमपि कुर्युः तेन द्वारा एव एतत् साध्यम् इति चिन्तयामि